संस्कृतभाषायाः परिवर्तनं किमर्थं जायते संस्कृतभाषा तु बहु प्राचीना भाषा देवभाषा भवति परन्तु सर्वत्र राज्यस्तलीयं तस्य मातृभाषानिमित्तं ते अधिकं ध्यानं दीयन्ते तदर्थं संस्कृतभाषायां ते व्यवहारं न क्रियन्ते न तु केवलं संस्कृतभाषा किमर्थं गृहे सर्वे जनाः वङ्गीयभाषायाम् एव वार्तालापं कुर्वन्ति तदर्थम् अस्माकं कृते संस्कृतभाषायां वार्तलापं निमित्तं कोऽपि नास्ति तदर्थम् अस्माकं कृते क्लेशः अस्ति कस्य साकं वार्तलापं करोमि तदर्थं संस्कृतभाषा प्रयोगे तथा च परिवर्तनं भविष्यति अन्यभाषा तु संस्कृतभाषायाः एव उत्पत्तिः न तु केवलम् अन्यासां भाषानाम् अस्ति तत् सर्वदा संस्कृदभाषातः उत्पत्तिः भवति तदर्थं संस्कृतभाषा बहु रोचते बहु प्रिया अस्ति परन्तु किं करोमि कथं करोमि कस्य साकं वार्तलापं करोमि गृहे ये जनाः सन्ति ते तु वङ्गीयजनाः अस्माकं वार्तालापं करोमि तत् हिन्दीभाषया वक्तुं शक्यते न तु केवलं संस्कृतभाषायां तदर्थं संस्कृतभाषानिमित्तम् अस्माकं कृते बहुक्लेशः अस्ति अन्यासां भाषाणां प्रयोगस्य प्रभावेन संस्कृतभाषा किञ्चित् वर्धनं न जायते तदर्थम् अस्माकं कृते संस्कृतभाषा प्रयागः बहु समीचीनम् आसीत् करणीयम्